आम् अस्माकं प्रदेशे शिशूनां मरणम् अधिकं न नास् नास्ति एव किमर्थम् इत्युक्ते अत्र यत्र वातावरणं सम्यक् अस्ति तत्र शिशोः अधिकाः रोगाः निश्चयेन न भवेत् वातावरण स्वच्छीकरण रक्ष वातावरणरक्षणार्थं सर्वकाराः इदानीं अधिकाः ब बहु उत्तमतया स्वच्छतां कुर्वन्ति मार्गे मार्गे स्वच्छतां कुर्वन्ति अनन्तरं य यदा कदा आवश्यकं चेत् पोलियोड्राप्स् इत्यस्य प्रयोगः एतस्य इदानीं व्याक्सीन् दातव्यं चेदपि ते मार्गे मार्गे अपि घोषणां कुर्वन्ति एवम् एवम् एतस्मिन् दिनाङ्के एवं मोस् निश्शुल्कम् एव व्याक्सिन् दद्मः भवन्तः आगत्य यत् सदुपयोगं कुर्वन्तु इति घोषणां कुर्वन्ति एतत् श्रुत्वा अस्माकं प्रदेशे ब बहु उत्तम व्यवस्था एव चलति शिशोः शिशूनां मरणम् अधिकं नास्ति इति एव मन्ये